मम प्रदेशे आजीविकायाः कर्मकराणां कार्यनित्यत्वे च मुख्याः स्रोताः ऐ टि सेक्टर् कम्पनी प्रैवेस् सेक्टर् एग्रिकल् बिस्नेज़् एते सन्ति किन्तु जनः तु सर्वकार्यं वित्तं प्रति प्राधान्यं प्रयच्छन्ति किमर्थं तत्र प्रैवेट् मध्ये जा स्यूरिटि नास्ति धनं स्वल्पम् अस्ति कार्यम् अपि अधिकमस्ति परन्तु सर्वकार्यम् उद्योगं मध्ये तत्र तु जातु शुरिटि अस्ति धनम् अधिकमस्ति कार्यस्य समः तु स्वल्पमस्ति तदर्थं जनः तु सर्वकार्यं वित्तं पति प्रयच्छन्ति किन्तु सर्वकार्यं तु उद्योगस्य नियुक्तिविषये तु चिन्तनं न कुर्वन्ति